पशु पालने बह्व्यः समस्याः भवन्ति यतः पशवः इत्युक्ते प्राणयः परन्तु तेषां कार्याणि अस्माभिरेव कर्तव्याणि भवन्ति यदि वयं गृहे न भवामः तर्हि तेषां कार्याणि कर्तुं बहुकष्टं भवति अयम् एका इयम् एका समस्या बहुकष्टतरा वर्तते अपि च तेषां यदा आरोग्यसमस्या भवति तस्य परिहारः अपि कष्टम् एव भवति एवम् अनेकानि कष्टानि अनेकाः समस्याः भवन्ति ततः पारयितुम् अपि वयं शक्नुमः कथम् इत्यक्तौ पशूनां पालनार्थम् एव एकः व्यक्तिः भवेत् अपि च गृहे ये ये भवन्ति ते सर्वे एतत् कार्यं कुर्वन्ति चेत् तदानीम् एतत् बहुसुलभतया कर्तुं शक्यते एकः नास्ति चेत् अपरः एतत् कार्यं कुर्यात् तथा कर्तव्यम् अथवा पशुपालनार्थम् एव द्वौ भवे भवेयाताम् तदानीम् एतत् कार्यं सिद्ध्यति एकस्य अभावेऽपि अपरः तत् कर्तुं शक्नोति तस्मात् एवं कानिचन दिनानि गृहात् दूरे अहं भवामि चेत् पशुपालनं कथं कर्तव्यम् तदानीम् अपि इयमेव रीतिः अनुसर्तव्या भवति ये अन्ये अत्र ग्रहे उ भवन्ति ते तत् कार्यं कुर्युः यतः अस्माभिः एत व्यक्तिं विना एतत् कर्य् कार्यं सम्पादयितुं न शक्यते तस्मात् पशुसम्बद्धानि दुर्घटनानि अनुभात् अनुभूतव्यानि एव भवन्ति यतः अत्र प्रसूतिसन्दर्भे महत् कष्टम् अनुभूयते तदानीं समीपे वैद्यः न भवति ग्रामप्रदेशेषु अतः महत् कष्टम् अनुभूयते एव